हरिः ओम् सौम्या

प्रतिविप्नः प्रतिविप्न भवत्याः गृहस्य पार्श्वे इत्यस्य अस्ति हलो किं भवति जानाति अहं चिन्तयामि तद्विषये कामपि सूचनां ना दास्यामि परन्तु वारं वारं तदेव चलति तर्हि किं करिष्यामि अतः किं तत्र इति कथनेन भवतः पुत्रः कनिष्ठपुत्रः वारं वारम् आगत्य कालिङ्ग् बेल् एव ददाति अहं न जाने वारं वारं गच्छामि का कः आगमिष्यति वा द्रष्टुं परन्तु कोऽपि न तर्हि अहं चिन्तयामि कः एतत् करोति एकवारं नै नै शृणोतु तदेव सत्यं सः लघुः अहं वृद्धा अहं कदापि मिथ्या वदामि वा अहम् एकवारं किं कृतवती तत्र उपरि छात्रोपरि गत्वा तत्र एव पश्यति किम् एव तत्र पतति तर्हि सः आगत्य एकवारं तत्र पुनः झटिति एव गच्छति गृहं प्रति तर्हि तस्मिन् दिवसे मम सन्देहः जातः अधुना पुनः कः करिष्यति सः एव हा यदि भवान् तदेव वदिष्यति सत्यं परन्तु चिन्ता नास्ति अहं यत् किमपि दण्डं दास्यामि तस्मिन् समये भवान् किं किमपि अपि न वदिष्यति अनु भवान् अहं सूचनां दत्वा अपि भवान् वदन्ति न न नन इति अहं दृष्टवती एकवारं पुनः वदति पुनः भवान् वदति न न तर्हि चिन्ता नास्ति सः तु लघुः अहं पुनः बहितः गत्वा तत्रेव आनयित्वा गृहे स्थापयामि इति ततः परम् आह्वयामि तस्मिन् दिवसे भवान् विश्वासं कुर्वन्तु सत्यं वा मिथ्या अस्तु यदि तदेव भवान् चिन्तयति अधु अधिकं वा किं वदामि भवान् बि तु कनिष्ठः खलु तर्हि निश्चितं परीक्षां कृत्वा एव दर्शयामि सत्यं वदामि मम मनसि दुःखं बहुदुःखं भवान् न चिन्तयति वदति वारं वारं महा स्कू विद्यालयं गच्छति विद्यालयं गच्छति चतुर्वादने कुत्र एव विद्यालयं प्रचलति

तर्हि चिन्ता नास्ति अहं सूचनां दत्तवती इतः परं पश्यामः अस्तु